एतावत्कालपर्यन्तं तु अस्मिन् तेलङ्गाणराष्ट्रे बि आर् एस् पार्टी आसीत् इदानीं तु काङ्ग्रेस् गवर्न्मेण्ट् आगतः एतावत्कालपर्यन्तं तु फ़ुल् टैम् करेण्ट् अत्र आसीत् इदानीं किं भवति इति न जानीमः न जानीमः न जानीमः तस्मात् भिन्नभिन्नऋतुषु जीवनम् एतावत्कालपर्यन्तं समीचीनमेव आसीत् तदनन्तरम् वयं तु न जानीमः